इदानीं अहं वसनस्थले तु अत श्रीरङ्गपट्टने कावेरीकन्यागुरुकुलम् इति अस्ति अत्र तु दशमकक्षासमापितानां बालिकानां उचितशिक्षणं दीयते एतदपि एकं समाजस्य सेवकार्यम् एव अस्ति अत्र तु उचितशिक्षणं प्राप्यते अत्र कोमर्स् तथा आर्ट्स् मध्ये शिक्षणं दीयते तेन सह वेदान्तं संस्कृतं संस्कृताध्ययनं भगवद्गीता अध्ययनं ब्रह्मशास्त्रं उपनिषदस्य अध्ययनं एतदध्ययनमपि अत्र दीयते इत्युक्ते लौकिकज्ञानं तथैव अस्माकं पारमार्थिकज्ञानं द्वयोः अपि शिक्षणं अस्मिन् गुरुकुले दीयते अत्र उचितशिक्षणरूपेण अस्ति द्वारेण अत्र बडवजनानां इति न के ये केषां अत्र पठितुं द्वयमपि ज्ञानं प्राप्तुम् आसक्तिरस्ति तेषां अत्र वयं स्वीकुर्मः तेषाम् अत्र अस्माकं गुरुकुले शिक्षणं दीयते